कर्षकाणां जीवनम् अथवा कर्षकाणां धनम् उत्पन्नस्य व्यापारः तत्सर्वम् इदानीं मध्यवर्तिनः ये सन्ति तेषां हस्तेव भवति किमर्थम् इत्युक्ते मध्यवर्तिनः ये सन्ति ते कर्षकाणाम् उत्पन्नं स्वीकृत्य बहिः प्रेशयन्ति अथवा बहिः एक्स्पोर्ट् बहिर्राज्यम् अथवा बहिर्देशम् एक्स्पोर्ट कुर्वन्ति तथा एव कर्षकाणां कृते धनं लभ्यते नास्ति चेत् कर्षकाणां कृते क्लिष्टकरं भवति तत्तु सत्यं परन्तु अत्र मध्यवर्तिनः ये सन्ति तेषाम् मूलकेन अथवा तेभ्यः शोषणमपि किञ्चित् भवति भवति किमर्थम् इत्युक्ते इदानीम् अस्माकम् अथवा कर्षकाणां यदुत्पन्नमस्ति तस्य मध्यवर्तिनः यत्स्वीकुर्वन्ति तत्मौल्यम् यदस्ति अनन्तरं यद् ते बहिः प्रेशयन्ति यदा यद् ते बहिः प्रेशयन्ति तत्समये तत् उत्पन्नस्य मौल्यं यद् अस्ति तत् किञ्चित् व्यत्यासः अधिकं भवति अथवा अधिकं द्रष्टुं शक्नुवन्ति तदेव अत्र कर्षकाणां किञ्चित् किं कष्टम् अथवा कष्टम् ते वक्तुं शक्नुमः